आरोग्यव्यवस्थापने भारतस्य विषये कथनापेक्षया अहं मदीय परिसरविषये यदि आलोचयामि तदा एवं प्रतिभाति यत् रोगाः अनेके सन्ति तेषाम् उपचारकाः वैद्याः अपि अनेके भवन्ति किन्तु वैद्यानां सङ्ख्या न्यूनतमा दृश्यते एवं वैद्यैः दीयमानम् औषधम् अपि सर्वत्र सर्वदा सर्वेण उपलब्धुं शक्यमेव इति न भवति इयं मुख्या समस्या इति अहं चिन्तयामि तस्य कारणं तु अस्माभिः सर्वैरपि ज्ञायते यत् भारतस्य महती जनसङ्ख्या यावन्तः जनाः सन्ति तत्र अत्यल्पं प्रतिशतं वैद्याः भवन्ति अतः ते प्रतिव्यक्ति सम्पर्कं कृत्वा तेषाम् उपचारं कर्तुं प्रभवेयुः इति एतादृशी अवस्था तु नास्ति अतः जनसङ्ख्यायाः कथञ्चित् नियोजनं सर्वकारेण सम्पाद्यते चेत् इयम् अव्यवस्था सुव्यवस्थायां परिणता भवेत् इति अहं भावयामि प्रायशः मम परिसरे या स इयं समस्या वर्तते सा एव सर्वस्मिन् भारते भवेत् इति चिन्तयामः अतः तदर्थं यथा मया इदं तु एकं सूचितम् जनसङ्ख्यायाः विषये जनसंख्यायाः विषये निर्बन्धः भवेत् यथावकाशं भवेत् वैद्याः अपि अधिकाः भवेयुः वैद्याः अधिकाः कथं भवितुम् अर्हन्ति इत्युक्तौ तेषाम् इदानीं पठनार्थं यावान् व्ययः अस्ति सः यदि सर्वकारेण कदाचित् न्यूनीक्रियते चेत् वैद्याः अपि अधिकाः उत्पत्तुम् अर्हन्ति तर्हि प्रतिव्यक्ति तेषां प्राप्तिः भवेत् सर्वत्र उपचारः सुलभतया लब्धुं शक्यते इति अहं चिन्तयामि